नमस्कारम् अहं पौर्णमी एतत् रेस्टोरेण्ट् इदानीम् उद्घाटितं वा अहम् एकघण्टात् पूर्वं तत्रस्थः एकं भोजनम् ओण्लैन् द्वारा आड् आट् कृतम् परन्तु परन्तु इतःपरं न लभ्यते मम भोजनं तदर्थम् अहम् इदं दूरवाणीम् आह्वयति आह्वयामि मम लोकेशन् अहं दूरवाणीद्वारा प्रेषयामि कृपया भोजनं दातुं शक्यते वा रेस्टोरेण्ट्तः एतत् इदानीम् उद्घाटितं वा